हरि ओम् आम् अहं सम्यक् अस्मि भवती कथम् अस्ति ज्योती आम् आम् वयं श्रीरङ्गपट्टणे एकं देवालयम् अस्ति खलु तस्य उपरि कुर्मः वा आम् तस्य उपरि कुर्मः वा आम् कुर्मः तत्र टिपू आगत्य डाली कृतवान् खलु आक्रमणं तस्य उपरि कृत्वा वयं जनानाम् अधिकं विषयं दातुं शक्यते

आम् आम् वयं टिपूयाः निजस्वरूपं दर्शनीयं जनानां वयं तस्य उपरि एव कुर्मः आम् कुर्मः कदा आगच्छति भवती ज्योती एतद् सर्वं कर्तुम् आम् आम् बहु समीचीनम्

आम् कुर्मः अस्तु आम् पुनर्मिलामः